मया न्यायदर्शनम् अधीय अधीयते तत्र दर्शने प्रमाणानि प्रत्यक्षम् अनुमानम् उपमानं शब्दः इति चतुष्टयं स्वीक्रियते एतेषां कः उपयोगः नाम प्रत्यक्षप्रमाणं नाम इन्द्रियम् अनेन प्रत्यक्षज्ञानं नाम यत् वयं पश्यामः जगति तत्सर्वम् अनेन इन्द्रियेण नाम प्रत्यक्षप्रमाणेन उपपद्यते तर्हि संसारे यद् न पश्यामः तस्य ज्ञानं तु भवति तत् कथम् इति चेत् तत्र अनुमानं प्रमाणं स्वीकृत्य अप्रत्यक्षीभूतस्य पदस्य अप्रत्यक्षीभूतं यत् तस्य ज्ञानम् अनुमानप्रमाणेन वयं साधयामः अन्यदस्ति उपमानं यदा सादृश्यं पश्यामः वयं तत्र सादृश्येन किञ्चित् ज्ञानं जायते तद् ज्ञानम् उपमानप्रमाणेन अस्माभिः ज्ञायते इति कृत्वा न्यायदर्शने उपमानं प्रमाणं स्वीकृतम् इदं त्रयमपि त्यक्त्वा कदाचित् वयं गृहे गृहे उपविश्य ष्ट् उपविष्टाः भवामः तत्र कश्चन शब्दस्य प्रयोगं करोति तर्हि तादृशशब्दप्रयोगेणापि कदाचित् ज्ञानं भवति ओ बहि आकाशे गर्जनं जायमानं तर्हि तत्र तडित् अस्ति इति कश्चन वदति तर्हि अस्माकं कृते तडितः ज्ञानं भवति एवं प्रत्यक्षेण लौकिकं दृश्यमानं ज्ञानम् अदृश्यमानम् अदृश्यमानस्य ज्ञानम् अनुमान उपमानाभ्याम् उपमानं तु प्रत्यक्षं परोक्षम् अपरोक्षं द्विविधं तत्र द्विविधमपि भवति शब्दस्तु वा शब्दश्रवणेन ज्ञानं भवति